अत्यन्तं सुन्दरं चारणं यथा मया उक्तं तत्र तेनीप्रदेशे गमनसमये तत्र तु मार्गज़ि इति वदन्ति मार्गशिरमासः इति वद तस्मिन् समये एकवारं मया चारणं कृतमस्ति तत्र देवालयं प्रति गन्तुं तस्मिन् समये ब अतीव तत्र पर्वतः एकः वर्तते अतीवसुन्दर सुन्दररूपेन तत्र पर्वतस्य उपरि मेघाः प्रवाहिताः तस्मिन् समये सूर्योदयस्य समयः अस्ति द्रष्टुमेव अतीवसुन्दरमासीत् पार्श्वे एव तस्मिन् समये एव मयूरः एकः आगतः मयूरस्य कूजनं तत्र दर्शनं पर्वतस्य मेघ मेघेन आच्छादनं सर्वं द्रष्टुं कालिदासस्य कवि काव्ये कथं भवति तथा वर्णयितुं शक्नुमः तस्य तस्य तं दृष्टं च यद्दृष्टं बहू समयक् आसीत् तेषां मध्ये तत्र देवालये काञ्चीकामाक्षिस्वरूपिणी आसीत् सा एव मम अतीवसुन्दरं चारणं भवति अतः एषः मम अभिप्रायः